बहवः मम मातृभाषायाः पुस्तकं अन्यभाषायाम् परिवर्तनाते अभवन् ट्रान्स्लेट् इति तत्तु पठितवान् परन्तु अनुभवः अपि बहु सम्यक् आसीत् किन्तु अहं तादृशम् अनुभवं न प्राप्तवान् यादृशं मातृभाषा पुस्तकं लिखितम् लिखितं पुस्तकं पठित्वा यत् अनुभवं प्राप्तवान् तस्य एकम् उदाहरणेन वयं पश्यामः चेत् यदि रौद्रः आतपः अस्ति चेत् अहं आतपे तिष्ठामि चेत् यादृशम् आतपः भवति चेत् अहं गृहे तिष्ठ्वा तत्र यदि दर्पणं स्थापयामि चेत् दर्पणद्वारा आतपः यदि मम शरीरे गृहे उपविश्य प्राप्स्यामि चेत् तत् कथम् भवति सामान्यतया तादृशम् आतपं न भवति तथैव मातृभाषायाः यत् रसः अस्ति यत् प्रीतिः स्नेहः यत् स्वरः आगच्छति यद्दनु माधुर्यमागच्छति तथैव अनुवादं पुस्तकं पठित्वा तादृशं किमपि अनुभवः न भवति अनुभवः भवति परन्तु तादृशम् किमपि विशेषतया किमपि नागच्छति न चिन्तयामि अपि कारणम् इदानीं यदि संस्कृतं भवति चेत् किमपि गद्यं वा भवतु पद्यं वा भवतु तस्य यत् रसास्वादः यादृशः भवति किमपि अन्यभाषायाम् एङ्ग्लभाषायां तत् गद्यं वा पद्यं वा ट्रान्स्लेट् भवति चेत् तादृशा माधुर्यता न आगच्छति इति चिन्तयामि तादृशः अनुभवः अपि अस्ति इति